पाकविषयः आगच्छति स्म रेसिपिस् ओद् वदन्ति किल कथयति किल तत् पुस्तके दृष्ट्वा अहं पाकं कृतवती आसं प्रथमवारं परन्तु सम्यक् कृतवती अहं प्रथमवारमेव सम्यकेव कृतवती स्म कृतवती आसं मम मात्रा सह अपि कानिचन खाद्यानि कथं पक्वानि इति अहं पृष्ट्वा पृष्ट्वा कदापि पृच्छामि स्म अहं तथैव अहं पाकं कथं करणीयम् इति किं कथं करणीयमिति ज्ञात्वा इदानीम् एक्स्पर्ट् कुक् इव भवामि